हरि ओं वैद्य महोदयः आम् हा अहं मम भोजनविषये डयट् विषये किं किं करणीयमिति किञ्चित् आलोचना अस्ति तस्य भवतः सूचनां स्वीकरणीयम् मम समस्या तु मम समस्या चेत् भारः न्यूनः अस्ति मम भारः किञ्चित् स्थूलं भवितुम् इच्छामि किञ्चितेव ब बृहत् नास्ति किञ्चिदेव स्थूलः भवितुम् इच्छामि तद्विषये किं किं किं करणीयं किं खादनीयं किं व्यायामं करणियमिति मम समस्या अस्ति

हा तत्तु मम जनकः अपि स्थूलः कृशः एव अस्ति ममादृशः हा हा हा एवं हा

हा हा आम् आम् निरूपितं निरूपितं वा

उपयोगवयं भवति एवं वा

हा हा हा शुष्कफलानि तण्डुलं ह्म् हा परन्तु मम खादनीयं हा हा तण्डुलानि खादन् हा अस्तु अस्तु तदपि खादामि

अन्यथा स्वस्थं चेत् सम्यक् एव मम सामर्थ्यं सम् सर्वं सम सामान्यः एव अस्ति किञ्चित् दृश्यते चेत् अति स्रु कृश कृशः ह्म् हा अति कृशः अस्मि आम् हा हा हा तत् चिन्ताविषयः नास्ति तर्हि धन्यवादः महोदय हा अस्तु अवश्यं पुनः करिष्यामः अस्तु धन्यवादः